हरि ओं मित्रं कुशली वा इदानीं भवान् रिक्तोस्ति वा आं किं तत्र सेप्टम्बर् मासस्य चतुर्थीतिथौ गणपति उत्सववर्तते किल तस्य कृते आयोजनार्थं तस्य कृते किम् आयोजनं कुर्मः वयं किमपि चिन्तितं वा भवता आं आं तथैव कुर्मः पञ्चदिनात्मकं गणपति उत्सवं स्थापयामः तत्र नाम ये अस्माकं जनपदे वसन्ति तस्मा तेभ्यः कञ्चित् किञ्चित् धनं स्वीकुर्मः पुनः बृहत् महोत्सवं स्थापयामः आं आमां तथैव भवतां दृष्टिगोचरे कोऽपि अस्ति वा तथा कर्तुं यः वित्तात् यः वित्तादीन् सर्वानपि आ मयाचिन्तितम् अरुणमहोदयं तत्र सांस्कृतिककार्यक्रमं दद्मः इति तस्य भार्या समीचिनतया गीतं गायाति गीतं गायाति आम् एवं राजेन्द्रं धनादिकं आमाम् एवं च प्रातः काले आमामाम् एवं प्रातः काले तथा सायङ्काले अपि पूजादिकं कर्तुं कश्चन ब्राह्मणोऽपि अपेक्षते भवतां दृष्टिगोचरे कोपि अस्ति वा नास्ति चेत् अहं वेदसालातः आह्वयामि आं परन्तु तेसां धनं कियद्भवतीति अहं पृष्ट्वा पुनः अस्मिन् विसये भाषणं करोमि इदानीं केवलं आम् आं एवं च पूजान्ते सर्वेषां जनानां कृते भोजनप्रसादसेवनादिकमपि भवेत् तत्र बरं भवतीति

आं आम् अस्तु अस्तु तर्हि मिलामि पुनः आम् आम् अस्तु